भारतं विविधाः संस्कृतयः विविधसंस्कृतियुक्तदेशं भवति यत्र अनेकानि धार्मिकस्थानानि तथा पूज्यस्थानानि वर्तन्ते प्रत्येकं राज्यं विशेषैः पूजास्थलैः सह ख्यातम् अस्ति यत्र भक्ताः शुद्धया पूजनं कर्तुं गच्छन्ति भारतस्य धार्मिकत्वं तथा आध्यात्मिक संस्कृतिः इदं दर्शयति अस्मिन् प्रबन्धे प्रमुखानाम् धार्मिकस्थानानां नामानि तथा तेषां महत्वं वर्णयिष्यते प्रथमं तु उत्तरप्रदेशराज्ये स्थितं वारणासी तथा वारणासी काशी वा ख्यातं धार्मिकस्थानम् अस्ति एतत् स्थानं हिन्दुधर्मे सर्वाधिकं पवित्रं मन्यते यत्र गङ्गानदीतीरे विश्वेश्वरस्य अर्थात् काशीविश्वनाथस्य मन्दिरं स्थितम् अस्ति अत्र भक्ताः गङ्गास्नानं कुर्वन्ति तथा ईश्वरस्य दर्शनं प्रार्थनां च कुर्वन्ति वारणासीं हिन्दुधर्मस्य सांस्कृतिकम् सांस्कृतिकं धरोहरम् धरोहरं च मन्यन्ते तथैव तमिळ्नाडुराज्ये तिरुपतिस्थानं प्रसिद्धं तिरुपत्युः बाला बालाजीमन्दिरं विश्वस्य सर्वाधिकं श्रद्धापूर्णं स्थानम् मन्यते अस्मिन् मन्दिरे प्रतिवर्षं लक्षशः भक्ताः विश्वे भ्यः आगच्छन्ति एतत् स्थानं हिन्दुधर्मे परमपवित्रक्षेत्रं भवति यत्र तिरुपतिवेङ्कटेश्वरस्य मन्दिरं स्थितम् अस्ति तथा च महाराष्ट्रे स्थितम् शिर्डिसायिबाबामन्दिरमपि सर्वत्र प्रसिद्धं भवति शिर्डिधामं सायिबाबानां भक्तानां कृते महत्त्वपूर्णं स्थानम् अस्ति अस्मिन् मन्दिरे सर्वधर्मसमभावस्य उपदेशः दत्तः अस्ति यत्र सायीबाबाः सर्वधर्मं समन्वयस्य प्रतिकः मन्यते उत्तरे हिमाचलप्रदेशे अमरनाथगुहायाः मन्दिरं प्रमुखं पूजास्थानम् अस्ति एतत् स्थानं हिन्दुनाम् अति पवित्रं क्षेत्रं क्षेत्रं मन्यते यत्र शिवलिङ्गस्य रूपेण हिमा हिमनदी शिलावतारः पूज्यन्ते अमरनाथयात्रा प्रतिवर्षम् अतीवश्रद्धया सम्पाद्यन्ते यत्र कठिनयात्रया भक्ताः शिवजी शिवजीं शिवं शिवं प्रार्थयन्ते प्रतिश्रावणमासे अत्र हिमलिङ्ग शिवस्य दर्शनं भवति इति जनाः मन्यन्ते एवं धार्मिकस्थलानि केवलं पूजस्थानानि न अपि तु तेषां सांस्कृतिकं महत्वमपि वर्तते एतानि स्थलानि न केवलं धार्मिकदृष्ट्या अपि तु संस्कृतैः ऐतिहासिकैः पर्यटनैः अपि महत्वपूर्णानि स्थानानि भवन्ति